यदा अहं केदारनाथं गतवती तस्मिन् समये एकः आश्चर्यकरः समयः मया अनुभूतम् प्रातः अस्माकम् हेलिपाड्मध्ये तत् पर्वतं द्रष्टुं शक्यते यदा सूर्योदयः भवति तत् प्राक् पर्वतः पूर्णतया बहुवर्णेन अलङ्क्रीयते निमिषद्वयानन्तरं तद् स्वर्णमयमेव भवति एतादृशम् आश्चर्यकरं वर्णम् लेपनं सूर्येण यत् कृतं सूर्योदयसमये यद् अस्माभिः दृष्टं तद् बहु सम्यक् आसीत् तदेव चारणे मम आश्चर्यकरः अनुभवः चारणे वयम् चित्राणि स्वीकर्तुम् केवलम् मोबैल्यन्त्रमेव यूस् प्रयोगं प्रयोगं कृरु प्रयोगं प्रयोगं कुर्मः अस्माकम् चित्राणि अस्माकं कुटुम्बे यत् गणः अस्ति तत्र स्थापयामः चलचित्ररीत्या तद् परिवृत्य इत्युक्ते वोडियो रीत्या तद् परिष्कृत्य वयम् अस्माकं कुटुम्बे एव तद् पोस्ट् कुर्मः मम सख्याः अपि सन्ति तेषां समीपे अपि वयं तत् शेर् कुर्मः